अहं ई ब्लाक् अस्मात् स्थानात् वदामि मया द्वयोः जनयोः कृते मसालाडोसा इति भोजनं कान्हाभोजनालयतः आज्ञापितं आसीत् किन्तु त्रुटिवशं मया अन्यत् किमपि स्थायीसङ्केतं दत्तम् अतः अहं भवता सह सम्पर्कं कृत्वा परिवर्तितुं इच्छामि अहं त्रुटिवशात् गृहसङ्केतः थ्री हण्ड्रेड् सिक्स्टी सेवन् वैशालीनगरं जयपुरं इति लिखितवती परन्तु सम्यक् सङ्केतः गृहसङ्ख्या थ्री हण्ड्रेड् सिक्स्टी एट् अस्ति अतः मम भोजनं सम्यक् सङ्केतं प्रति प्रेषितव्यं धन्यवादः